क्रीडाजनाः शारीरिकमानसिकस्वास्थ्ये तु प्रतिदिनं प्रातः उत्थाय वाकिङ्ग् प्रति गच्छन्ति अथवा जागिङ्ग् कुर्वन्ति एवं रूपेण एक्सर्सैज़् कुर्वन्ति केचन योगम् अपि कुर्वन्ति तथा तेषां मानसिकस्थितिः वा भवतु शारीरिकस्थितिः वा भवतु सम्यक् भवति इति तथा किञ्चित् सम्यक भवति चेत् क्रीडामध्ये क्रीडितुम् इतोऽपि सम्यक्तया उत्सुकाः आगच्छति इति एवं रूपेण पश्यामश्चेत् केवलम् एतदेव इति न यदा वयम् आहारं स्वीकुर्मः तस्मिन् अपि किञ्चित् सम्यग्रूपेण एवं क्षीरं मांसाहारः एवं शाकाः अधिकतया स्वीकुर्मश्चेत् किञ्चित् शक्तिः आयाति एवं रूपेण क्रीडितुं अपि अधिकतया उत्सुकं दर्शयन्ति यथा किमपि एका क्रीडा क्रीडनं नाम अधिकतया अस्माकं शक्तिः आवश्या खलु तदर्थं वयम् एतादृशी कार्यं कुर्मश्चेत् सम्यक् भवति इति मम आलोचना